हरिः ओम् अहं जि आर् अम्ली महोदय इति किम् अपि नास्ति मम कोरियर् पासल् आगन्तव्यम् आसीत् इतोपि न आगतम् इदानीं तद् प्रे ते प्रेषयित्वा दिनत्रयम् अभवत् परन्तु परन्तु मम गृहं न आगतं खलु मु अन्यः प्रेषितवन्तः मम समीपे अस् तेषां समीपे एव अस्ति तत् सङ्केतमपि सम्यक् लेखितवन्तः सन्ति प्रेषयामि एतद् इद भवान् प्रेषयति वदति चेत् अहं प्रेषयामि भवान् शीघ्रं न आगच्छति चेत् अग्रे कथम् ते प्रेषितवन्तः परन्तु अन्तः किमस्ति अहमपि न जानामि मम मित्रं मैसूर्तः प्रेषितवान् अस्ति ह अहं तद् पुनः तद् भवतः मुख्यकार्यालयं किञ्चित् सम्पर्कं करोति चेत् उत्तमं महोदय अस्माकम् एरियां मध्ये के आगच्छन्ति तेषां दूरवाणीसङ्ख्या अपि दातुं शक्नोति वा हा

प्रायः कस्मिन् समये आगमिष्यति एतं एरियामध्ये एवं वा महोदय सार्धद्विवादने अपि न आगच्छति चेत् कष्टं भविष्यति कले अग्रे किं कु किं कुर्मः एवं वा महोदय कोरियर् बहु सम्यक् अस्ति इति अहं ज्ञातवान् आसम् ईदृशः करोति चेत् कार्यं कथं महोदय

इदानीं इदानीं विलम्बः प्रतिवारं विलम्बः भवति वा एतस्मिन् समये एकवारमेव विलम्बः जातः वा हा महोदय विश्वासेन विश् विश्वासेन ते प्रेषयन्ति तथा मा कुर्वन्तु महोदय किञ्चित् इतोपि भवता गणकयन्त्रे परीक्षां करोतु महोदय एवं वा पुनः महोदय श्वः पुनः अन्यमपि एका वस्तु आगच्छति तदपि किञ्चित् समये प्र प्रापयतु महोदय शीघ्रं न आगच्छति चेत् शिक्षा भविष्यति क खलु